नूपुरं यद्यपि उत्तममेव अस्ति परन्तु तत् नूपुरं मासद्वयाभ्यन्तरे एव भग्नं अभवत् अतः

तत् नूपुरं साम्प्रतं न इच्छामि तत् सम्यक् एव नास्ति पूर्वं मया चिन्तितं सम्यक् आसीत् इति परन्तु साम्प्रतं साम्प्रतं तत् सम्यक् नास्ति तस्य रजतं रजतस्य गुणता अपि सम्यक् नास्ति बहु दुःखं अभवत् मम तत् स्वीकृत्य इतः परं तत् आपणं गत्वा अहं कदापि रजतवस्तुं कदापि अहं ततः न स्वीकरोमि